मूल्याङ्कानां मुद्राणां तथा पाषाणखण्डानां सङ्ग्रहेषु प्रथमं मया पाषाणखण्डानां सङ्ग्रहणं कृतमासीत् यतः अस्माकं ग्रामस्य नदीसमीपे बह्व्यः बहवः पाषाण बहूनि पाषाणखण्डानि लभ्यन्ते तत्र चित्रविचित्रपाषाणखण्डानि मया सङ्गृहीतानि आसीत् इदानीं तस्य मौल्यं तु बहु अधिकं वर्तते यतः तत्रापि पाश्चात्यदेशेषु तस्य प्रदशनार्थं संस्थापनं क्रियते चेत् अत्यधिकं मूल्यमेव भवति सहस्राधिकमेव स्यात् इति वक्तुं शक्यते